क्षमा कुर्वन्तु अहं कुत्र वसामि प्रश्नः मम वासस्तु हैद्राबाद् नगरे सैनीक् पुरी इति प्रदेशे तस्य समीपे प्रदेशस्य समीपे एव खालीवैरी टेम्पल् इति एकं देवस्थानम् अस्ति तद् पुरतः एव श्रीपूर्णबोधविद्यापीठम् इति नामकः एकः विद्यागुरुकुलः पेजावर श्रीपादानां गुरुकुलः अस्ति अस्मिन् विद्यापीठे कृष्णजन्माष्टमी गणेश उत्सवः जयतीर्थ श्रीपादानाम् आराधनमहोत्सवः तथैव यः श्री विश्वेशतीर्थश्रीपादानाम् आराधनामहोत्सवः मध्वनवमी इत्यादयः अनेकाः आचर्यमाणाः विशिष्टोत्सवाः एतत् सर्वं सम्यक्तया भवति इत्ति वक्तुं मोददायकः कृष्णार्पणमस्तु